हरिओम् एकसप्ताहात् पूर्वम् अहम् एकां शाटिकां क्रीतवती अहं वस्तुतः सिल्क् इति मत्वा का शाटिकां स्वीकृतवती परन्तु तत् काटन् सिल्क् मिक्स्ड् आगतम् अस्ति सम्यक् एव नास्ति वर्णः अपि एकवारं प्रक्षालनेन एव वर्णः गतः वर्तते पुनः तस्यां शाटिकायाम् एकः रन्ध्रः अपि वर्तते अतः मम कृते एषा शाटिका रुचिकरं नास्ति एव एतादृशी शाटिका मा प्रेषयतु इतः परम्